यदा सर्पः दंशति तदा अस्माभिः पूर्वं तत्र समाधानेन उपविष्टव्यं क्वचित् चेर् इत्यादिकं भवति चेत् तत् स्वीकृत्य उपविष्टव्यम् एवम् उपविष्टे सति तत् फ़ोन् इत्यादिकम् अस्ति चेत् तत्र काल् कृत्वा प्रथमं मात मातरं वा पितरं वा सूचनीयम् एवं जातमस्ति मं मम समीपे आगच्छन्तु इति तद् विहाय तत्र यद् यत्र दंशितम् अस्ति तत्र किमपि न बन्धनीयम् तत् तथैव त्यक्तव्यं तथा च तद् निदानेन एव उपरि आगच्छन् भवति इति भवतः कृते भाति चेत् विषं भवतः देहे सरति इति भाति चेत् भवान् तद् तस्य कृते किमपि न का न कुर्यात् तथैव त्यक्त्वा उपविशेत् तदा तदनन्तरम् उपविश्य फ़ोन् कृत्वा आहूय तेषां कृते एवं सूचयेत् एवं जातमस्ति सी शीघ्रं हास्पिटल् नेतव्यम् इति परन्तु भ भीतिः न कुरु भीतिः न भवेत् भवतः यदा हार्ट्पीट् अधिकं भवति तदा विषस्य विषः अपि अधिकाधिकतया देहे शीघ्रातिशीघ्रं निसरति अतः भयं न भवेत् तथा च कीटदंशनं यदा भवति तदा किञ्चित् विषकरं कीटं भवति चेत् ता तत् क्षणेव डाक्टर् प्रति दर्शनीयं नास्ति चेत् नार्मल् यदि कीटं दंशति तदानीम् तत्र किञ्चित् तैलं वा अर् हरिद्रा वा लेपनीया तथा पशुदंशनं यदा क्रियते तदा शीघ्रातिशीघ्रं वैद्यालयं गन्तव्यं तत्र वैद्यं प्रति दर्शनीयम् एवम् उपायाः बहवः सन्ति